अहं परिवारेण सह जोगजलपातप्रदेशं गन्तुम् इच्छामि मम बालाः तत्रापि गन्तुम् इच्छन्ति तत्र विशेषतः किम् अस्ति चेत् प्रकृतिसौन्दर्यम् अस्ति उत्तमप्रकृतिः अस्ति परिसरः दृष्ट्वा परिसरं दृष्ट्वा आनन्दम् अनुभवन्ति स्म मम बालाः बहुरूपेण परिसरं द्रष्टुम् इच्छन्ति तत्र बहुविशेषः अस्ति किम् वक्तुं वक्तुं शक्यते इति चेत् तत्र जोगजल्पातमध्ये चत्वारविधाः जलं आगच्छन्ति आगच्छति तत्र राजा राणी रोरर् राकेट् इति वदन्ति सः जोगजलपात् एषः एषः प्रसिद्धः स्थलम् अस्ति ऐतिहासिकस्थलमपि अस्ति तत्र गत्वा राजा राणी रोके राकेट् रोर् इति चत्वारविधाः जलान् जलानि वीक्षितुम् अत्यन्तम् अनुभवः अनु अनुबन्धः भवति अतः अस्माकं परिवारः सौन्दर्यप्रकृतिः अथवा सौन्दर्यं प्रकृतिसौन्दर्यं निसर्गसौन्दर्यम् इति चेत् जोगजलपातस्य नाम वदन्ति मम बालौ परिसरं वीक्षितुं बहु इच्छन्ति तत्र जोगजल्पातमध्ये परिसरं वीक्षितुं तत्र स्नानं कुर्वन्ति जलान् जलेन क्रीडां कुर्वन्ति तत्र आनन्दम् आनन्दम् अनुभवन्ति स्म सर्वे बालकाः तत्र गन्तुम् इच्छन्ति एव एतत् सत्यम् परिवाराः परिवारेण सह गन् गच्छन्ति चेत् आनन्दम् अनुभवन्ति तथा च बालाः शालामध्ये अपि तत्र प्रवासः शैक्षणिकप्रवासं कर्तुमपि शक्यन्ते जोगजलपातमध्ये एतत् शिवमोग्गा उपमण्डले अस्ति तत्र बहवः वृक्षाः सन्ति बह बहवः वृक्षाः सन्ति तत् मलेनाडुप्रदेशमध्ये अस्ति गन्तुं समये गन्तुं समये एव याने गन्तुं समये एव अत्यन्तम् आनन्दम् अनुभव्न्ति तत्र गत्वा गत्वा जलाय जलाय जले क्रीडां कर्तुं मनोरञ्जनं स्वीकर्तुम् अत्यन्तम् आनन्दः भवति अतः अहं मम बालानां कृते तथा च परिवारेण सह अहं जोगजलपातप्रदेशं गन्तुम् इच्छामि